हरि ओम् मम नाम इञ्चरा अहं मङ्गलूरु निवासिनी अस्मि मम माता अनिता मम पिता केशवः अहं द्वितीय पी यु सी परीक्षां लिखितवती अस्मि मह्यम् गणितं रोचते अतः अहं चार्टर्ड् अकौण्टेण्ट् भवितुम् इच्छामि अहं तृषा अभ्यास संस्थायाम् सी ए कोचिङ्ग स्वीकृतवती अस्मि अहं विरक्तसमये पुस्तकानि पठामि गायामि गीतां शृणोमि क्रीडामि तथा चलनचित्रम् अपि पश्यामि मह्यं सञ्चारं तथा राजनीतिः रोचते अहं तर्कस्पर्धायां भागं स्वीकृतम् स्वीकृतवती